विद्यालयेषु छात्राणां कृते गणितं विज्ञानं समाजिकम् अध्ययनं भाषा यथा आङ्ग्ल हिन्दी मराठी च शाङ्क् शारीरिकशिक्षा इत्यादयः विविधाः विषयाः पाठ्यन्ते शिक्षकाणां विषये तु बहव समर्पिताः सुरक्षिताः च शिक्षाविदाः सन्ति ये अध्यापनं छात्राणां सफलतानां सहाय्यं कर्तुं च अनुरागिणः सन्ति अश् अवश्यं कस्मिन् अपि व्यवसायः इति शिक्षकाणां गुणवत्तायां केचन विविधतायाः भवितुम् अर्हति परन्तु समग्रतया बहवः महान् शिक्षकाः सन्ति ये छात्राणां कृते गुणवत्तासम्पूर्णं शिक्षां प्राप्तुं प्राप्यते सर्वे विश्वविद्यालये अन्य विद्यालये संस्कृतम् अध्ययनं महत्वम् अस्ति परन्तु सर्वेश् विद्य सर्वेषां विद्यालयं संस्कृतं न पाठनीयम्